मया मैत्रेय गुरुकुलात् मङ्ग्लूरुनगरं गन्तुम् एकं काब् बुक् कृतमासीत् परन्तु सः चालकः तावत् अहं तदारभ्य अत्र निराक्षां कुर्वती अस्मि तथापि इतोपि मां नेतुं नैव आगच्छन्नस्ति मम गमनार्थं विलम्बः जायमानः वर्तते परन्तु भवतां यः चालकः सः मया दत्तं यत् लोकेशन् अस्ति तत्र न आगच्छन्नस्ति इति कारणात् मया इदं यत् कृतं काब् बुक् कृतं तत् अहम् केन्सल् कारयामि अतः कृपया भवन्तः इदं केन्सल् कुर्वन्तु यतः भवतां चालकः तावत् मां नेतुं नैव आगच्छन् वर्तते मम गमनाय तावत् विलम्बः जायमानः वर्तते इति कारणात्